मम क्षेत्रे भूसम्बन्धव्याज्याः न्यायालयेषु अधिकतया भवन्ति भूक्रयविक्रय काले अनन्तरं नगरप्रदेषु गृह क्रयणविक्रयणकाले व्याज्याः भवन्ति अनन्तरं वाहनस्य अपघातविषयक व्याज्याः अपि न्यायालयेषु बहुधा सम्भवन्ति